तीर्तहल्लि समीपे एका पेट्रोल् बङ्क् अस्ति तत्र एकं अपराधदुर्घटना अभवत् तत्समये आरक्षकाः आगतवन्तः तद् दुर्घटनावाहनं तत् तत्र पुनः स्थापयित्वा मार्गसञ्चारं मुक्तं कृतवन्तः तद् आरक्षकाः एतत् कार्यं सम्यक् कृतवन्तः पुनः यानं सर्वे जनाः कृतवन्तः तत्र मार्गमध्ये तत्र किञ्चित् किञ्चित् मार्गे वाहनस्य कथं चालनं करणीयमिति बोर्ड् स्थापनीयम् इत्युक्ते तत्र एकं टर्निङ्ग् अस्ति अतः न्यूनं ब्रिड्ज् अस्ति इति चित्रमपि स्थापनीयम् एतत् स्थापयति चेत् वाहनचारणं कर्तुं सम्यक् भवति एतत् आरक्षकाः अवश्यं करणीयम् अन्यत् तीर्थळ्ळि जात्रा च मार्केट् मध्ये अपि तत्र वाहनस्थापनं कथं करणीयं निर्देशनं कर्तुमपि एकं ट्राफ़िक् पोलिस् आवश्यकम् एतत् कार्यं ते करोति चेत् वाहनस्थापनकार्यं सम्यक् भवति शीघ्रं शीघ्रं गन्तुमपि शक्यते